नमस्ते महोदय वुड् लेण्ड्स् होटेल् खलु अहम् अरुन्धती वयं ह्यः भवतः उपाहारमन्दिरे कट्लेट् चेन्नामसाला दोसा ऐस्क्रीम् खादितवन्तः बहु रुचिकरः आसीत् कृपया अद्य किञ्चित् पार्सल् करोति वा अहम् ऐटं वदामि अष्ट पीसस् नान् अष्ट पीसस् रोटि पालक् पनीर् अनन्तरं काजु मसाला महोदय कस्मिन् समये प्रेषयति एकघण्टा भवति वा मम एड्रेस् वदामि गृहनाम पावना मार्पल्लि ईश्वर टेम्पल् समीपे मम दूरवाणीं सङ्ख्या अपि वदामि नव चत्वारि चत्वारि नव पञ्च त्रीणि अष्ट चत्वारि द्वे द्वे धन्यवाद महोदय प्रेषयति खलु